नमस्ते भोः मया उडुपि गार्डन् मध्ये रोटिकाम् आर्डम् आर्डर् कृतं वर्तते परन्तु भवद्भिः गोपीमञ्चरी दत्तं वर्तते रोटिकाम् एव कृपया प्रेषयतु अन्यथा रीफण्ड् कुर्वन्तु